हरिः ओम् हा हा नास्ति नास्ति कुत्र कस्मिन् क्षेत्रे एरिया कुत्र आगच्छति तद् भवता उक्तम्

तथा तथा नास्ति अस्माभिः तत्र जलस्य प्रदूषणं यथा न भवेत् तथा अस्माभिः ड्रेनेज् सिस्टं निर्माणं कृत्वा तस्य शुष्कीकरणार्थं पृथक् कूपाः खण्डाः गर्ताः अपि कृतास्सन्ति तत्र वयं तद् परिष्कृत्य परिष्करणं कृत्वा पुनः त्यजामः वाटर् यथा पर्यावरणं नष्टं न भवेत् कलुषितं न भवेत् तथा व्यवस्थां क्रियमाणमस्ति इति अहं जानामि अस्माकं कर्मचारिणः तत्र कुर्वन्तस्सन्ति तत्र पुनरेकवारम् पुनः न पश्यन्तु म म महोदया पश्यतु महोदया पश्यतु वस्तुतः इदानीं निरुद्योगसमस्या लोके वर्तते निरुद्योगनिवारणार्थम् अस्माभिः उद्यमाः कर्तव्याः हा प्रौद्योगिकविकासः कर्तव्यः तदनुगुणं क्रियते अत्र यथा जागरूकतया पर्यावरणं जलप्रदूषणं वा वायुप्रदूषणं न भवेत् तथा क्रियमाणमस्ति अस्माकम् इन्डस्ट्रिद्वारा तु वायुप्रदूषणं जनयते जलप्रदूषणविषये वयं किञ्चित् जागरूकतां दर्शयन्तः स्मः पुनः समीपे प्रायः पञ्चषट् किलोमीटर् अभ्यन्तरे कुत्रापि एतद् किमुच्यते सरोवरः न दृश्यते तत्र यद्यपि बेङ्गळूरुनगरे सरोवराः बहवस्सन्ति पाण्ड्स् तथापि यत्र इदानीम् उत्तरळ्ळि इति उक्तं किल भवता उत्तरळ्ळिसमीपे क्रियमाणम् अस्माकं ब्रेञ्च्मध्ये तत्र सरोवरः नास्ति समीपे अतः यथा सर्व न पश्यन्तु पश्यन्तु यद्यद् यद्यपि नैन्टीन् सेवेन्टि फ़र् एक्ट्मध्ये चतुस्सप्तत्युत्तरनवदशतमवर्षस्य जलप्रदूषणनियमम् अधिनियमानुगुणमेव वदामि तत्र किं लिखितमस्ति यत्र इन्डस्ट्रि अस्ति सामान्यवासगृहमस्ति चेत् टेन् फ़िट् अथवा ट्वेन्टि फ़िट् अभ्यन्तरे कुत्रापि मालिन्यं न भवेत् शौचालयं न भवेत् कूपनिर्माणार्थं तदेव इन्डस्ट्रि कृते किमस्ति हा न्यूनातिन्यूनं वन् किलोमीटर् अभ्यन्तरे कुत्रापि जलस्य स्रोतः न भवेदिति अतः तत्र तादृशनियमम् उल्लङ्घनं तु अस्माभिः न कृतम् अत्रापि विशेषेण अवधानं दत्वा ड्रैनेज् सिस्टं निर्मीयमाणमस्ति पुनरेकवारम् अहं परिशीलयामि भवतः भवतः निवेदनमहं वयं चिन्तयामः यतो ही तत्र य यद् क्रियमाणमस्ति तत्र तौसण्ड्स् आफ़् पीपल्स् सहस्रशः जनाः उद्योगं प्राप्नुवन्ति हा बहवः आवेदनानि आगच्छ हा हा तद् तद् दायित्वं भारतीयप्रजात्वेन ममापि अस्ति भवतः अपि अस्ति अतः अहं तद् उल्लङ्घनं न करोमि हा न आसीत् अस्माकमपि श्रद्धा अस्त्येव अतः अहं चिन्तयामि चिन्ता मास्तु यथाशक्तिः तत्र भवतामवलोकनं भवतु इञ्जिनियर् रूपेण अभियन्तारूपेण भवतः अवलोकनं कृतं तद् अङ्गीकरोमि रिपोर्ट् दानसमये किञ्चित् मम अवधाने मम अवगमने आनयतु यतो हि तत्र ड्रेनेज् सिस्टं सम्यक् कृतमस्ति कम्प्लिट् औट् सैड् तः कम्पौण्ड् यत्र अस्माकम् इन्डस्ट्रि चलति तत्र बहिः औट् सैड्मध्ये सम्यक् ड्रैनेज् कृतमस्ति तद्वारा तद् गर्तं प्रति गच्छति मलिनं जलं तत्र अस्माभिः परिष्करणं क्रियते हा परिशुद्धीकरणं कृत्वा अग्रे भूमौ त्यज्यते अतः चिन्ता मास्तु इति पुनः अहं स्मारयामि धन्यवादः मिलामः पुनर्मिलामः